मम कृते पूर्वम् एकं डिस्कौण्ट् कूपण् प्राप्तं तद् नेक्स्ट् ओर्डर् मध्ये किम् उपयोगं कुर्मः इति अहं न जानीमः जानामि तद् किम् इति अहं किमर्थम् अहम् उपयोगं कुर्मः इति एकवारम् एक्स्प्लैन् करोतु मम कृते डिस्कौण्ट् जातं वा न वा इति मम प्रश्नः